हरिः ओं नमोन्नमः महोदयः अहं हिन्दू पत्रिकातः अस्मि तत्र भवतां परिसरे युवमहोत्सवः जातः इति मया शृतमस्ति सः युवमहोत्सवः कथम् आसीत् नाम निमेषद्वयं तस्मिन् विषये वक्तुं शक्नुवन्ति वा महोदयः

ह्म् ह्म् ह्म् ह्म् ह्म्

ह्म् ह्म् ह्म् महोदये तत्र युवमहोत्सवस्य नाम किमर्थं युवमहोत्सवः आचर्यते नाम इदानीं यथा अन्याः अन्याः कापि स्पर्धाः आचर्यते युवानां औत्सुक्यवर्धनार्थं तथैव युवमहोत्सवस्यापि स एव उद्देश्यमस्ति वा तदेव उद्देश्यमस्ति वा ह्म् ह्म् ह्म् ह्म्

ओ हो हो हो अस्तु अस्तु महोदय तत्र वासव्यवस्था आगन्ता आगन्तृणां वासव्यवस्था कथं कल्पिता आसीत् यतो हि मया शृतमस्ति यत् सप्तसु परिसरेष छात्राः आगतवन्तः इति सर्वाः सर्वेषां छात्राणां तत्रैव वासव्यवस्था कल्पिता आसीत् वा हा हा ओ हो ह्म् ह्म् ह्म् ह्म ह्म् ह्म् ह्म्

ओ हो धन्यवादः महोदयः धन्यवादः